गृहस्य परितः विद्यमानानि क्षेत्राणि स्वच्छतया स्थापयितुम् अहं मार्जनं करोमि सम्मार्जनं करोमि तथैव अवकरस्य स्थापनमपि उत्तमं करोमि तस्य विस्थापनं करोमि तदा वीथ्यामपि अन्येषां सह अन्य संभाषणं कृत्वा तस्य अवकरस्य किं भवति अपनयनं कथं करणीयम् इति वदामि तथैव प्लास्टिक् अस्ति चेत् तर्हि तस्य विस्थापनं कथं करणीयं तथैव हरितः हरितः अथवा शाकं तस्य शाकस्य यत् अवकरः अस्ति तस्य किं करणीयम् इति वदामि अनन्तरं तस्य उपयुक्तुं करणीयं पुष्पाणि कथं करणीयमिति सर्वेषां कृते अहं तस्य ज्ञानं ददामि तर्हि गृहस्य परितः उद्यानमस्ति वृक्षाः सन्ति तर्हि वृक्षाः सन्ति तर्हि तस्य कर्तनं करणीयं क्रुत्वा तस्य विस्थापनं कथं करणीयं सम्यक् करणीयम् इति अहमपि करोमि तथैव अन्ये अन्ये ये जनाः सन्ति तया ते तैः सह अपि अहं वार्तां करोमि धन्यवादः